सांस्कृतिकमाध्यमेषु श्रद्धया भागं वहन्ति एव सामान्यतया सांस्कृतिकविषयेषु ज्येष्ठः भारतीये ज्येष्ठारः यत् मार्गदर्शनं कृतवन्तः तदनुसृत्य एकैकस्य परिवारस्य सम्प्रदायपद्धत्या ऋ पद्धत्या संस्कृतिविषयेव भिन्नभिन्नाः भविष्यन्ति भिन्नभिन्न राज्येषु अपि भिन्नभिन्न स्थलेषु अपि संस्कृतिविषयेषु तारतम्यः अस्ति तद् अनुसृत्य भारतीय देशेषु सांस्कृतिकविषयेषु भिन्नभिन्नाः बहवः उत्सवाः वस्त्राणि भोजनविषये म सांस्कृतिकाचरणविषयेषु अपि भिन्नभिन्नपद्धतिः अस्ति